कथासाहित्ये काव्येषु च संस्कृतभाषायाः कलात्मकता दृश्यते एव अतः कथासाहित्ये तत्र बहवः कथाः भवन्ति तत्र बालकानां यदि कथां श्रावयामि चेत् तर्हि रुचेः उत्पादनं भवति रुच्युत्पादनान् अनन्तरं तर्हि काव्यमपि पाठितुं सौकर्यं भवति एव अतः कथा यदि सम्यक् अस्ति एवं कथायाः तत्र लाभाः दृश्यन्ते चेत् तत्र कथायाः यद् पात्रम् अस्ति तत्र पात्रनिर्माणम् एवं तस्य प्रभावः कथम् अस्ति विषयाः किं किम् अस्ति कथं छात्राणां रुचिः उत्पादनं भवति एतत्सर्वमपि विषयाः कथासाहित्ये अस्ति चेत् तर्हि कथा प्रभावं प्रभावशाली भवति अतः काव्येषु तत्र भवति काव्येषु काव्यं कथं भवेत् काव्यं कीदृशं भवेत् काव्ये पद्यं कथम् आसीत् कथं भवति कति सर्गाः इत्यादि विषये रसः छन्दः अलङ्कारादि तस्सर्वमपि सम्यग्रूपेण तत्र यदि योजनं भवति तर्हि काव्यम् बहु समीचीनं जायते तदा एव संस्कृतभाषायाः कलात्मकता दरीदृश्यते एव एवञ्च यदि व्याकरणदृष्टया अपि व्याकरणस्य दृष्टया यदि पद्प पदार्थः सम्यक् बोधः जायते तर्हि सन्धिसमासकारकादिविषयं यदि तत्र अस्ति एव रसः सम्यक् अस्ति चेत् तर्हि संस्कृतभाषायाः कलात्मकता तत्र दृश्यते एव तत्र पठनपाठने तत्र रुचिः एव जायते इति